भारतीया आहारपद्धतिः अत्यन्ता वैद्यप्रयुक्ताः भवन्ति इति मन्यन्ते यदा करोना आगतं तदा अस्माकम् आहारपद्धतिः एव रक्षितम् अस्ति इति सर्व लोकेषु कथितवन्तः अस्माकम् आहारे अधिकतया व्यञ्जनं स्वीकृत्य किञ्चिदेव ओदनं स्वीकुर्वन्ति अनन्तरम् अत्र अस्माकं पूपुल डब्बा इति वदति गृह वण्टा वन्ताक्ष् वन्ताशाला एव आरोग्यशाला इति वक् कथ्यते तत्र वन्ताशाले स्थितः पोपुल डब्बा इत्युक्ते जीरा तत्र इत्यादिकं शुण्ठिः पेपर्स् इत्यादयः पद्धतयः कृत्वा प्रतिदिनं ऊष्णरूपेण पाकं कृत्वा एव एतानि दृश्याणि कृत्वा खादन्ति ए इत्युक्ते अत्र किम् उल्लिगड्डा एल्लिगड्डा इत्यादि उपयोगं कुर्वन्ति तादृश रूपेण अस्माकं भोजनविषये अति पूर् पूर्वजाः यत् प्रारम्भं कृतवन्तः तदपि अधुना अस्माकं मातामही पितामही तादृशाः अग्रणि तु वयमपि तेषाम् अनुकरणमेव कृतवन्तः स्मः सो अस्माकम् आहारपद्धतिः आरोग्यदृष्ट्या अपि उत्तमम् एव तदर्थमेव करोना समये अपि अस्माकं रेसिस्टेन्स् पवर् अधिकतया अस्ति इति एव ज्ञातवन्तः सर्वे